अहं प्रतिदिनं एप् साहाय्यं एप् विशेषाः उपयुज्यते तेषु यूटूब् अस्ति यूटूब् एप् अस्ति यूटूब् अस्ति जि पि एस् अस्ति ज़ेप्टो ओला रापिडो ऊबर् ज़ोम्याटो स्विग्गि डोङ्ग्ज़ो रेड्बस् बुकिङ्ग् इत्यादि सन्ति तेषु अहं ज़ोम्याटो स्विग्गि उपयुज्य शाखानि फलानि आनयितुं शक्नुमः खाद्यम् अपि आनयितुं शक्नुमः जि पि एस् द्वारा लोकेशन् शेर् कर्तुं शक्नुमः ओला रापिड् यूबर् सहायेन सुलभतया अटनमपि कर्तुं शक्नुमः रेड् बस् ऐ अर् सि टि सि उपयुज्य लोकयानं ते आप् द्वारा लोकयानं रेल् यानस्य संरक्षणं कर्तुं शक्नुमः यूटूब् मध्ये पाकार्थं अथवा गृहसज्जी करणीयं चेत् फ़र्नीचर् क्रीतुं उपयुज्यते एवं अन्यानि आप्स् अपि एवमेव उपयुज्यते